इदानीम् अस्माकं देशस्य चिकित्सालयाः पुनः चिकित्साव्यवस्था उन्नता जाता आदौ बहवः जनाः भृताः चिकित्सालये चिकित्साभावात् पुनः तत्र चिकित्सालयस्य सम्यग्व्यवस्था न आसीत् परन्तु इदानीं अत्याधुनिकानि यानि अत्याधुनिकानि यन्त्राणि लभ्यन्ते चिकित्सालये चिकित्सालये लये एवं चिकित्सार्थं पूर्वस्मात् कालात् उत्तमाः सन्ति इदानीम् अवसराः इदानीं सम्यक् सुचिकित्सा भवति सा चिकित्सा चिकित्साभावात् कस्यापि जनस्य मृत्युः न भवति पुनः अत्र औषधमपि सम्यक् भ प्राप्यते कोविड् इति महारोगस्य समये यथा चिकित्सकाः चिकित्सां कृतवन्तः पुनः नास्ज नास् जनाः एतावन् परिश्रमान् विहितवन्तः विहितवत्यः तेषाम् अवश्यं तेषां कार्यम् अवश्यम् अनुस्वीकार्यं कर्तव्यमेव विधिः विधान् कर्तव्यमपि विधानीयं विधातव्यमेव पुनः यथा मम प्रदेशे उत्तमाम् आरोग्यसेवां प्राप्तुं किं करणीयमित्युक्ते किमपि न करणीयम् एवं चिकित्सालयं प्रति गन्तव्यं पुनः तत्र आड्मिट् भव भवनीयम् एवमेव यदि रिक्तस्थानानि सन्ति तर्हि अवश्यमेव चिकित्सा प्राप्यते